नमस्कारः अहम् इत्तिस्री महोदय मिट्टयि भोजनालयः वा अस्तु अस्तु महोदय श्रृण्वन्तु मम समोस पुनः दोसा पुनः मिश् रसगुल्लकं किमपि अपेक्ष्यते अहं रेकर्डं कृत्वा अपि दत्तवती परन्तु अर्धहोरा जाता अधुना यावत् किमपि न प्राप्तं तर्हि मनसि मम सन्देहः अस्ति यत् रेकडं कृत् रेकडिङ्ग् कृत्वा अहं दत्तवती तत् गतं वा न गतं यदि न गतं पुनः सूचनां ददातु म अहं पुनः रेकर्डिङ्ग् कृत्वा प्रेषयामि झटति भवान् अपि प्रेषयन्तु धन्यवादः महोदय